स्विगी एप् मध्ये अहम् एकं भोक्तुं फ्रैड् रैस् इत्यादिकं स्वीकृतवती किन्तु स्वीकरणानन्तरं साक्षात् धनकर्तनं ते तत्र भवत्येव एवञ्च एवमेव धनकर्तनं अत्र न भवेदिति हेतोः तत्र स्विगी एप् मध्ये बिन्दुत्रयं यत्र वामपार्श्वे भवति तत् योजयित्वा तत्र आटो पेमेण्ट् आप् आटो पेमेण्ट् इति यत् आप्शन् अस्ति तत् आप्शन् इत्यत्र दृष्ट्वा तद् आप्शन् आफ़् कृत्वा स्थापितवती अनेन यदा स्विगीमाध्यमेन यद् मया आर्डर् कृतं भोक्तुं फ्रैड् रैस् तत् यदा आगच्छति तदनन्तरमेव मया धनं दातव्यमिति कार्यं कर्तुं शक्नोमि